मया क्रिकेट् लगोरि वालिबाल् हाकि फ़ुट् बाल् बेट् मिण्टन् क्रीडाः क्रीडिताः मित्रैः सह सम्यगेव क्रीडिताः क्रिकेट् क्रीडायाम् एकादश इति क्रीडापटवः द्वौ ताडकौ त्रयः निर्णायकाः एकं कन्दुकं भवन्ति वालिबाल् क्रीडायां षट् क्रीडापटवः एकं कन्दुकं द्वौ निर्णाकौ भवति एका सम्पूर्णा क्रीडा वर्तते तत्र प्रहर त्रयं भवति हाकि क्रीडायाम् एकादशक्रीडापटवः सन्ति गोल्न्पोस्ट् मध्ये एकं कन्दुकं क्षिप्यते तर्हि एकम् अङ्कं लभ्यते बेट् मिण्टन् क्रीडायाम् सिङ्गल् ज़ोन् तथा डबल् ज़ोन् क्रीडितुं शक्यते